अस्माकं अस्माकं ग्रामे विविध भिन्न प्रकाराः नृत्यानि भवन्ति मम राज्यमसि तेलङ्गाना तेलङ्गाना प्रान्तीय नृत्यमसि बद्कम्मा दसरा सन्दर्भे दसरा उत्सवसन्दर्भे बदुकम्मा क्रीडां बदुकम्मा नृत्यं क्रीडन् नृत्यन्ति मातुः कृते दाण्डिया जनपदनृत्यानि अहं प्रतिदिनं भरतनाट्यं कुचिपुडि कतक्कलि वयं प्रतिदिनं पश्यामः एव किन्तु भिन्न प्रकार भिन्न प्रकारेण नृत्यानि जनपद दाण्डिया एतादृश नृत्यानि सन्ति अस्माकं ग्रामे